भारते अवश्यं गन्तव्यानि स्थानानि बहूनि सन्ति दक्षिण भारते केरलं कर्णाटक तमिल्नाडू इत्यादय प्र इत्यादि प्रदेशाः अत्यन्त रमणीयानि भवन्ति यतोहि अत्रत्य विद्यमान हरितवर्णयुक्तपर्वताः तथा च पर्वताः अतीव रमणीयः भवन्ति तत्रत्य जीवनरीति तथा च जनानां उद्योग शैली इत्यादिकं दृष्ट्वा सर्वेऽपि सम्प्रेरिताः भवन्ति अपि च अत्रत्य वातावरणमपि सर्वदापि अनुकूलं भवतीति सर्वेषां अनुकूलतया वर्ततेति कारणात् दक्षिण भारते विद्यमानं इदं स्थानं सर्वदापि गन्तव्यमे भवति एवमेव उत्तर भारते चेत् हिमः हिम हिमभागः द्रष्टव्यश्चेत् उत्तर भारतम् एव गन्तव्यं भवति हिमाचल प्रदेशः जम्मू काश्मीर उत्तराखण्ड इत्यादिषु प्रदेशेषु एव हिमः दृश्यते इति कारणात् उत्तरभारतं उत्तरभारते विद्यमानाः इमे प्रदेशाः अपि गन्तव्याः एव एवं मरुभूमि इति विशिष्टः प्रदेशः भवति विशिष्टः प्रदेशः राजस्थान इति राज्ये भवति अतः तद् दृष्टव्यं चेत् यत्र वृक्षाः अथवा पादपाः न भवन्ति तादृशं विचित्रं स्थानं दृष्टव्यं चेत् राजस्थानं इति राज्यम् अपि गन्तव्यं भवति एवमेव विविधानां संस्कारणां अथवा विविधानां जीवन शैलीनां भाषाणां च विशिष्टता द्रष्टव्या चेत् सप्त भगिन्यः इति यः भागः भारतस्य पूर्व भागे वर्तते सः भागः गन्तव्यः एव भवति यत्र च सप्त राज्यानि वर्तन्ते सप्त विविधयः संस्काराः न केवलं सप्त किन्तु तथोप्यधिकाः संस्काराः भाषाः च तत्र विद्यन्ते एवमेव मध्यभारतेऽपि अनेकानि स्थानानि सन्ति गन्तव्यानि एव